मम वाक्य लेखनस्य भिन्नः भवति अन्यस्य अपि भिन्नः भवति अनन्तरं तस्य विच विचारः मम विचारः भिन्नः एव भवति किन्तु सा किं लिखति अहं किं लिखामि इति न जानीमः किन्तु पदवाक्यं तु भिन्नम् एव भवति मम विचारः वाक्यं पदं भिन्नं भवति अनन्तरं तत्र शब्दस्य वाक्यमपि भिन्नम् एव भवति अनन्तरं लेखनस्य भावना अनन्तरं विचारः बहु भिन्नः एव भवति तत्र लेखनस्य लेखनाभ्याम् विषयेषु कश्चित् विषयः मम विषयः अन्यस्य विषयः तत्र किमपि विषयं स्वीकृत्य अनन्तरम् अहं लिखामि किन्तु मम विषये किं स्वीकृतम् अहम् तद् प्रथमं जानीमः अनन्तरं तत्रैव विषयस्य किमपि दोषः अस्ति वा इति प्रथमं दृष्ट्वा अनन्तरं तत्रैव तत्रैव पदवाक्यविचारः शब्दः सर्व सर्वस्य प्रथमं वाक्यदोषः अस्ति वा न वा इति दृष्ट्वा मम लेखनम् अभ्यासं अहं तु करोमि